दर्शनशास्त्रेषु परस्परम् अ सम्बन्धः तु वर्तते एव योगस्य विषये वयं चिन्तयामश्चेत् साङ्ख्यदर्शनम् एवञ्च योगदर्शनम् उभयदर्शनयोः तत्त्वज्ञानं यतस्ति तद् प्रायः समानमेव तद् नाम ते दर्शने युगलदर्शनेति ख्यातमस्ति तर्हि नाम तत्वानां विषये योगदर्शने किमपि आचार्यैः येनोक्तं यानि तत्त्वानि साङ्ख्यदर्शने महर्षिः कपिलमुनिभिः प्रतिपादितानि तानि सर्वाण्येव तत्त्वानि योगशास्त्रेपि पतञ्जलिमुनिभिः आधृतानि सन्ति तर्हि नाम पञ्चदश पञ्चविंशतिः तत्त्वानि सन्ति साङ्ख्यदर्शनस्य केवलम् एकम् ईश्वरतत्त्वम् इति योगदर्शने तैः तत्र योजितमस्ति अन्यानि दर्शनानि अन्यानि तत्त्वानि प्रायः समानानि एव नाम पुनः व्यथा वृथा श्रमः तैः न कृतः नाम सर्वाणि तत्त्वानि तथैव स्वीकृतानि सन्ति